हा हरि ओं नमस्ते नमस्ते आगच्छन्तु आगच्छन्तु किं आवश्यकं वेदान्तसारपुस्तकानि सन्ति सन्ति

द्वयमपि अस्ति किमावश्यकं भवता तयोर्मध्ये

ओ आम् आम् अवश्यक अवश्यं दद्मः अवश्यं दद्मः कथं तदर्थम् इदानीमेव नयन्ति वा कथं प्रेषणियं वा एवं

कुमारसम्भवम् आम् अस्ति अस्ति अस्ति कति आवश्यकं पञ्च तद् एकमेव अस्ति इतोपि चत्वारि श्वः आगमिष्यति हा श्वः आगमिष्यति श्वः ददामि आम् अम् आम् म् शब्दमञ्जरीपुस्तकं आम् म् दश हा अस्ति अस्ति सन्ति सन्ति आम् आम् सन्ति अष्टाध्यायीपुस्तकं हम् हम् हम् कन्नडभाषायाव्याखानं रिक्तमभवत् खलु तदपि श्वः अथवा परश्वः आनयामः हम् हम् हम् श्वः आगमिष्ति म् हा हा प्रेषयन्तु प्रेषयन्तु प्रेषयन्तु हा हा भवतु महोदय दद्मः

भवतु भगिनी सर्वं सम्मील्य डिस्कौण्ट् अपि अस्माकं आपणे विशेषेण टेन् पर्सेण्ट् डिस्कौण्ट् भविष्यति भवत भवत्याः कृते दद्मः हम् हा तत्तु इदानीं विशेषसन्दर्भे भविष्यति इदानीं सामान्यसन्दर्भे भवती आगतवती अस्ति खलु तदर्थं टेन् पर्सेण्ट् डिस्कौण्ट् भवति विशेषसन्दर्भे विंशति डिस् पर्सेण्ट् डिस्कौण्ट् कुर्मः आम् हा हा भवतु भवतु एतद्वारं किञ्चित् पञ्च पर्सेण्ट् ददम्ः अधिकं हा भवतु अतः पञ्चदश पर्सेण्टेज् दद्मः डिस्कौण्ट् हा हा हम् हम् हम् पुनः आगच्छन्तु आपणं प्रति पुनः आगच्छन्तु अन्यानपि आ आ आह्वयन्तु हम् हा हा हा द राम् राम् राम् राम्